अतीवसुन्दरः प्रश्नः मम प्रिया क्रीडा इष्टा क्रीडा वालिबाल् एतस्मिन् क्रीडायाम् अहं तु सम्पूर्णं प्रभाविपूर्णकार्यं सञ्चारं कौशलं करोमि एव अस्माकं जीवने क्रीडायाः शैक्षणिककार्यतः अन्यत् अपि क्रीडायाः अपि महत्त्वं मम जीवने अतीवः हेल्त् इस् वेल्त् इति आङ्ग्लभाषायां प्रसिद्धं वाक्यं तस्य चिन्तनं कृत्वा अहं वालिबाल् तु स्वीकृतवती तस्य केवलं न तु खेला खेलनका खेलकार्यं न करोमि तस्यापि आयोः आनन्ददायकं मनोरञ्जकरूपेण किम् आह्वानं स्वीकृत्य एव तस्य खेलनकार्यम् अहं कृतवती बहुमुखिकार्यमेव अष्टभुजकार्यमेव तत्र कृतवती न तु केवलम् एकः क्रीडाप्रेमी अस्मि तथैव वालेण्टियर् रूपेण तस्य कन्दुकस्य उपयोगः कन्दुकस्य उपयोगः जीवने किमस्ति तस्य खेलने किं भविष्यति तस्य उपरि अपि प्रेम करणीयं न तु केवलं खेलने मम रुचिः एतावत् करोमि तावत् करोमि नास्ति एव यद् क्रीडाङ्गणमस्ति तस्य उपरि अप् अस्माकं प्रेम्णः तस्य रूपी तस्य प्रति रुचिः आवश्यकी तस्य रूपी किं निष्ठा अपि आवश्यकी खेलने आत्मविश्वासः अस्ति तत्रैव आनन्दः अपि कर्तुं शक्यते यदि ज्ञा ज्ञानं प्राप्यते खेलनमपि प्राप्यते तस्य उच्चस्तरः अपि प्राप्तुं शक्यते कस्म् कि कस्मिन्नपि क्रीडायाम् आत्मविश्वासः आवश्यकः आत्मविश्वासेन अस्माकं विचारः अपि तीक्ष्णः भवति एव तस्य दूरदृष्ट्यपि भवितुं शक्यते एव यद् लक्ष्यमस्ति तत् लक्ष्यमपि प्राप्तुं शक्यते एव आत्मविश्वासेन एकात्मता एकाग्रता भविष्यति एव अस्माकं यदि त्रुटिः अस्ति किमपि विरोधककार्यकरूपेण कार्यं तस्य कार्यमपि वयं तत्रैव स्टोप् कर्तुं शक्यते एव एतावत् क्रीडा अस्माकं कृते बहवः ज्ञानं ददाति किं क्रीडा मम जीवने महत्त्वपूर्णम् इति मम अत्रैव वक्तव्यमस्ति धन्यवादाः